नमस्ते मम नाम हरिहरन् मया एकसप्ताहात् प्राक् एकः कांस्यचषः क्रीतः तद् विचारे मम अनुभवः एतद् अस्ति विपणिषु इदानीं बह्व्यः कृत्रिमकांस्यपात्राणि आगतानि अहं तद् जाने तन्मध्ये भवतः आगतः कांस्यचषकः अत्युत्तमः भवति प्रकाशपूर्वं वर्तते प्रक्षालनात् अनन्तरम् इतोऽपि प्रज्ज्वलति धन्यवादः